भारतस्य मुख्याणि तीर्थक्षेत्राणि इत्युक्ते काशी रामेश्वरं धनुस्कोडि तेषां विषये किम् इत्युक्ते तत्र वृद्धजनानाम् अवगमनं आगमनं भवति तत्र गत्वा स्नानं कृत्वा आगच्छन्ति तत्र बहवः उत्सवाः आचर्यन्ते